नमस्ते भोः हरि ओम् नमस्ते भवान् नमस्ते भवान् नमस्ते भोः भवान् आहूतः कितं किमर्थम् आहूतः इति इति न ज्ञायते

आम् आम् भवत्

तथा नास्ति भोः अत्र किम् अभवत् इति चेत् अत्र छात्राः किमपि शब्दाः न ज्ञायन्ते तैः सप्त सप्तमकक्षातः किमपि संस्कृतं न ज्ञा संस्कृतस्य ज्ञानं न वर्तते इदानीम् तत्र अष्टमीय कक्षायां तैः संस्कृताः गृहितवन्तः अतः कारणात् संस्कृतः गृहीतम् अतः कारणात् तैः बहु कष्टाय भवति अतः अतः अधीतवन्तः स्वीकृतं वर्तते अतः कारणात् तत्र किं भवति चेत् आम् अतः कारणात् ते आम् आम् महती समस्या एव तत् तत् अतः कारणात् अतः कारणात् मामपि तत्र किं किमपि पाठः क्रीयते चेत् तैः तत् ज्ञानस्वीकरणं न भवति

अस्तु तत् पूर्णं भवति परन्तु तैः छात्रैः तस्य ज्ञानं न भवति वयं पाठः

अतः कारणात् अस्तु अस्तु अस्तु धन्यवादः धन्यवादः अस्तु अस्तु नमस्ते नमस्ते